अहं कला प्रदर्शिनी इत्युक्ते वस्तुतः अहं चिन्तयन् अस्मि नाटकमिति अहं नाटके द्विवारं तत्र पात्रग्रहणं स्वीकृतवान् एकदा ऋषिरूपेण अन्यत्र शिष्यरूपेण प्रस्तुतः त नाम उदाहरणत्वेन अहं यदा तत्र कथा तावत् विजयीन्द्र तीर्थाणाम् विजयीन्द्र तीर्थाणां कथा वर्तते तत्र अहं विजयीन्द्र तीर्थाणां शिष्यत्वेन अहम् एकं पात्रं स्वीकृतवान् तत्र किञ्चित् लघु भाषणमपि आसीत् मम अनन्तरम् अनन्तरं कश्चनः मध्यमव्यायोगः इति नाटकस्य तत्र प्रायः ऋषिः कण्वः इति कण्वः वा अन्यः कश्चनः ऋषिः नाम न जानामि न स्मरामि तत्र ऋषिर्मृकण्डुः क्षम्यतां मृकण्डुः इति नाम्ना अहम् पात्रं स्वीकृत्य तत्रापि ऋषित्वेन यत् किञ्चित् भागङ्गृहीतवान् तत्र अहं बहु इच्छामि स्म तत्र अहं बहु सम्यकपि नटनं कृतवानिति प्रायः सर्वे उक्तवन्तः अतः अहं तद् बहु कला प्रदर्शीम् इत्युक्ते मम नाटकम् इति चिन्तयित्वा अहं वदन् अस्मि पुनः एवमेव नाटकेषु अहं पात्रं स्वीकृत्य एवं तत्र प्रदर्शयितुम् अहं बहु इच्छामि अनन्तरम् विद्यापीठेपि मम मन्त्रालयस्य गुरुसार्वभौमः संस्कृत विद्यापीठेऽपि एकं जबर्दस्त इति कामिडि स्वीकृत्य तत्रापि अहं नाटकं कृतवान् अहं अहं बहु सम्यक् तदपि अहम् इच्छामि स्म